भारते वायुगुणः सम्यक् न वर्तते देशस्य बहुभागेषु बहुवायुप्रदूषणं वर्तते तथा च ये कार्खाना इत्यादिकं वर्तते तेषां च तेषां मध्ये यत् वायुः प्रवहति तस्य वायुगुणः न्यूनम् अस्ति तथा च अस्माकं देशे बहु समस्या अस्ति वायुप्रदूषणस्य अस्य कृते वृक्षारोपणीयं वृक्षारोपणं करणीयं भवति तथा च यत् वायुयानं कार्यानं रेल्यानं ये वर्तन्ते तेषां यत् धूम्रः वर्तते तस्यापि वायुः गुणं न्यूनं जाय् न्यूनं वर्तते अतः किञ्चित् एवं चिन्तनीयं तथा च अधिकाधिकं वृक्षारोपणं करणीयम्